मया उत्कळप्रदेशस्य भुवनेश्वरनगरे लिङ्गराजमन्दिरस्य समिपे मम मित्रेण मयङ्केन सह एकं चित्रं स्वीकृतमासित् तच्छित्रं बहु उत्तमम् आसीत् तस्मिन् चित्रे लिङ्गराजमन्दिरं तथा वृषभः इतोपि अन्याः जन्तवः अपि आसन् तस्मिन्नेव चित्रे उभावपि हसन्मिखो भूत्वा स चित्रं स्वीकृतं चित्रं तावत् अस्माभिः सायङ्काले स्वीकृतमासीत् चित्रस्वीकरणानन्तरम् अस्माभिः भगवतस्य भगवतः महादेवस्य दर्शनं कृतम् आसीत् अनन्तरं दर्शनान्तरं मातुः पार्वत्याः दर्शना दर्शनं कृतं तदनन्तरम् अनन्तवासुदेवमन्दिरे अस्माभिः महाप्रसादं स्वीकृतम् आसीत्